तन्त्रज्ञानद्वारा लघुव्यापारानां विकासः कथं सहाय्यम् अकरोत् इति प्रश्नः तत्र तन्त्रज्ञाने विषयः उत्तमः यः विषयः अस्ति तत्र विभिन्नजनाः विभिन्नप्रदेशेषु स्थिताः विभिन्नराज्येषु विभिन्नकालेषु स्थिताः सर्वेषां समावेशः एकत्र एव कर्तुं शक्यम् इत्येव तन्त्रज्ञानस्य पुनश्च अन्तर्जालस्य उत्तम विषयः तेन व्यापारिणां इदानीम् अस्माकं प्रदेशेषु पूगानि वर्ध्यन्ते तत्र पूगानां कश्चन कुट्टनम् इत्यादिकं क्वथनोत्तरं कुट्टनादिकं सर्वङ्कृत्वा तत्र कश्चन् वासनादिकं योजयित्वा उत्तम किं खादनाय पूगानि निर्मीयन्ते तत् पेकेट् द्वारा तत् लघु लघु कोष्ठके समावेश्य प्रेषितं भवति आभारतम्प्रति तदेव ताम्बूलेषु इत्यादि नगरेषु उपयुज्यते जनाश्च खादन्ति एवं अत्र पूगस्स पूगवृक्षस्य कश्चन पर्नं विद्यते तस्य पर्णस्य त्वक्वत् किञ्चित् विद्यते तस्य उपयोगेन स्थालिकाः क्रियन्ते चषकाः क्रियन्ते चमसाः क्रियन्ते विभिन्नभोजन भोजनाय किं पात्राणि क्रियन्ते यत् सकृदुपयुज्य त्यक्तुं विमोक्तुम् अन्यथा क्षेप्तुं शक्यम् तादृश व्यवस्था अपि तादृशः वस्तून्यपि निर्मीयन्ते अत्र आधिक्येन तादृश व्यापारस्य एव प्रसक्तिः विद्यते अत्र जनाः किञ्चित् आधुनिकाः न सन्ति इति कारणात् ते तन्त्रज्ञानस्य किं सम्पूर्णतया उपयोगः कर्तुं न पारयन्ति तेषां यत् किम् उपयोगाय मिशीन्स् युज्यते तत्तु तन्त्रज्ञानेनैव निर्मितम् तत् सर्वं ते सम्पूर्णतया कर्तुं च पालयतुं न शक्नुवन्ति इति कारणात् बाह्यतः जनाः आगत्य किं सहाय्यं कुर्वन्ति इति कारणात् एतेषां प्राफ़िट् मार्जिन्स् न्यूनं भवति अनेन कारणेन यत्र जनानां ज्ञानं न्यूनं विद्यते तत्र अधिक ज्ञानस्य प्रदानम् अपेक्ष्यते इत्येव आशयः अस्माकन्तु न कापि व्यापारः विद्यते इति कृत्वा अस्मिन् विषये एतावदेव अस्माभिः वक्तुं शक्यते अन्यथा वक्तुं पारयामः इति मम भाति